मम शक्तिः तथा दौर्बल्यविषये यदा अहं चिन्तयामि तदा आभासः भवति यत् अहम् अध्ययनन्तु सरलतया कर्तुं शक्नोमि असहाये जनानां सहायतां कर्तुं शक्नोमि मम मनसि अतीव आत्मविश्वासः अस्ति अहं प्रतिदिनं योगस्य अभ्यासं करोमि तेन मम शारीरिकीमानसिकीशक्तिः वर्धते अहं सकारात्मकं चिन्तनं करोमि दौर्बल्यविषये यदा चिन्तयामि अहं तदा आभासः भवति यत् अहं परपीडां दृष्ट्वा दुःखी भवामि अहं विचारयामि यत् अस्य पीडा कथं समाप्ता भवेत्